आम् बहुवारं संस्कृतसम्भाषणे लेखने च समस्या आगच्छति तस्य निवारणार्थम् अहं मम मित्रैः सह चर्चां करोमि एवं च ग्रन्थानाम् अध्ययनं करोमि एवं च मम ये ज्येष्ठाः आचार्याः भवन्ति तेषां स समीपं गत्वा तेषां मार्गनिर्देशनम् अहं स्वीकरोमि अनेन तस्य दौर्बल्यस्य दूरि दूरीकरणं भवति